ह ह शुभमध्याह्नं किम् अस्ति ह ह ह धन्यवादः किम् अस्ति ब किं अस्ति पाकशाले दोसा आ आम् एकं दोसाम् आनयतु ह ह किमर्थं चट्नी नास्ति ह इड्लि अस्ति वा सम्यक् सम्यक् सम्यक् वदति आ सम्यक् सम्यक् ह इड्लि आनयतु ह क्वथितं नास्ति वा ह कथं वयं खादामः क्वथितं नास्ति चेत् आम् आम् ह तदा पूरी अस्ति वा ओ द्वयं द्वौ पूरीद्वयम् आनयतु किमर्थं चालयति भवनम् अय्य न जानामि पूरी अस्ति मसाला नास्ति इड्लि अस्ति साम्बार् नास्ति अतः किं करणीयं तालः अस्ति वा तदपि नास्ति वा अहं सर्वं बन् बन्धनं कृत्वा ओ काफ़ी फलरसम् अस्ति वा काफ़ी एव गरं गरं वे उष्णकाफ़ी आनयतु हा अहं न पिबामि एतत् किं करोति अत्र सर्वे अहं न जानामि काफ़ी अस्ति शर्करा नास्ति दोसा अस्ति चट्नी नास्ति प्रतिदिनम् ए एवं भवति वा अद्य एव अद्य एव अहमागच्छामि अतः एव न आगच्छामि धन्यवादः अहं गच्छामि धन्यवादः